अहम् अमज़न्तः पञ्चदिनात् पूर्वमेव अवकरद्रोणीं क्रीतवान् परन्तु तत्र एकादशशतरूप्यकेन अहं क्रीतवान् परन्तु एषः सम्यक् नास्ति अस्य प्लास्टिक् इत्यस्य क्वालिटि अपि तावत् सम्यक् नास्ति अहं पञ्चदिनेभ्यः एतस्य उपयोगं कुर्वन् अस्मि एवं च पञ्चदिनेभ्यः एव एषः भग्नः जातः पुनः तस्य यत् उपरि आवरणमस्ति तस्य अपि भग्नं जातम् अतः मम चिन्तनम् अस्ति एषः क्रयणयोग्यं नास्ति क्रेतुं तत्र चिन्तयन्तु भवन्तः